राजस्थानप्रदेशे सीकर् जनपदे एका ऐतिहासिककथा अत्यन्तं प्रसिद्धा अस्ति तत्र बल्जी भुर्जी इति नाम्ना रजपूतपुत्राः आसन् तेषां भारतीयस्वातन्त्र्यसङ्ग्रामे महत् योगदानम् आसीत् एकवारं होलिकोत्सवे एतयोः अग्रजः आङ्ग्लशासकैः अजैमेरुनगरे काराग्रहे स्थापितः अतः एते तत्र गत्वा घनघोरमहोत्सवसन्दर्भे काराग्रहे प्रविश्य सर्वानपि बन्धीन् उन्मोचितवन्तः एवं तम् अग्रजमपि पुनर् आनीतवन्तः